गत सप्ताहे अहं फ़्लिफ्कार्ट् तः एकं स्यूतं क्रीतवान् परन्तु तत् सम्यक् नास्ति बहुत्र छेदः वर्तते छिद्रं जातम् तत्तु कलर् अपि तत्तु वर्णेऽपि समस्या भवति एवं बहुधा समस्या तत्र दृश्यन्ते तत्तु मया रिटर्न् कृतम्